अहं स्वग्रहं गच्छामि चेत् तत्र प्रत्यक्षाग्नौ किञ्चित् पाकं भवति परन्तु नगरे तत् कर्तुं न शक्यते अतः गेस् अथवा विद्युत् विद्युत् चुल्या एव पाकं करणीयं भवति तत्र प्रत्यक्षाग्नौ पाकं करणीयञ्चेत् काष्ठम् अपेक्षते तत्र काष्टस्य ज्वलने अग्निः अपि पुनः वेनुधूमन्या प्रबोधनीयं भवति अग्नि कञ्चित् समयानन्तरं न्यूनं न्यूनं भवति वेनुधूमन्या प्रबोधनीयं भवति एवं तत् रोटिका इत्यादिकं काष्ठाग्नौ क्रियते चेदेव बहुरुचिकरं भवति आहरदिकमपि अग्नौ एव काष्ठाग्नौ क्रियते चेत् तस्य रुचिः अधिकं जायते तत् नगरे तत् कर्तुं न शक्यते अतः नगरे गेस् अथवा विद्युत् चुल्या एव अपेक्षते ग्रामे एतत् कर्तुं शक्यते